अहम् एकं समयदर्शिकां क्रीतवान् तत् सून्दरमस्ति अनन्तरं किञ्चित् तत्र मम प्रमोदः मोदः जातः किमिति चेत् तत् तस्य हस्तेन तत् चालनं कर्तुं न नावश्यकं तत् स्वतः स्वयमेव तत् चलति ए एते एव विशेषः अनन्तरं तस्य यदि वाकिङ्ग् करोमि तत्तु कति ष्टेप् अभवत् इति अपि स दर्शयति तदपि विशेषः अनन्तरं केचन वदन्ति बी पि इत्यादिकं प्रदर्शयति इति परन्तु तत् सम्यक् न जानामि परन्तु अनेके उपयोगाः तत्र सन्ति इति मन्ये महान् प्रमोदः